पञ्चाशत् मूल्यं दत्वा एतां लेखनीं क्रीतवान् एषा लेखनी सम्यक् दृश्यते सम्यक् लिखति अपि यावत् धनं दत्तं तद् उत्तमम् एव अस्ति एषा लेखनी कृष्णवर्णीया अस्ति लेखन्याः पुनःपूरणी परिवर्तनं कर्तुं शक्यते अनया लेखन्या अक्षराणि सुन्दराणि दृश्यन्ते